आं वदतु किम् आवश्यकम् आं वदतु किम् आवश्यकम् आं वदतु अस्तु कस्मिन् स्थाने अस्तु कस्मिन् पर्यटनस्थले इति वदतु आम् आं भविष्यति किमर्थं न भविष्यति महोदये द्वाविंशतिसहस्रम् इति अस्तु भवत्याः कृते अहं डिस्कौण्ट् करोमि परन्तु विं विंशति एव निश्चितं तस्मात् न्यूनं न भविष्यति अस्तु तु कति वादने अहं भवत्याः गृहं गमिष्यामि इति वदतु आम् अस्तु भवत्याः गृहं प्रति मार्गं कृपया वदतु अस्तु कियत् कालपर्यन्तं फ़ोटोसुट् कर्तुम् इच्छति अस्तु भवता गृ गृहं प्रति गमनात् परम् अहं विष् अयं विषये वार्तालापं करिष्यावः स्वागतं महोदये आं स्वागतम् आं पुनः मेलिष्यामः